हरिः ओम् मत्तूर् ग्रामस्य क्षीरव्यापारी खलु अहं मत्तूर् ग्रामस्थः एव रोहितः इति मम नाम अहं तत् शारदाविलासशाला अस्ति खलु तस्य पृष्ठे वसामि तत्र कश्चन कार्यक्रमः विद्यते अष्टादशदिनाङ्के नवदशदिनाङ्के दिनद्वयं क्षीरस्य अत्य अत्यधिका अपेक्षा भविष्यति तस् इदानीम् अस्माकं कृते अष्टादशदिनाङ्के विंशति लीटर् अपेक्षिता हा तथा अष् अस्माकं सर्वदा ए टु एव अपेक्षा आसीत् तदर्थमेव भवन्तम् अस्माभिः किं सम्पर्कः क्रियते हा भवन्तमेव सम्पर्कः कृतः अस्माभिः तदेव अपे सा एव अपेक्षा अस्माकं षड्वादने मा भूत् नववादने स्यात् सायङ्काले सत् सप्तदशदिनाङ्कस्य साय् सायङ्काले अपेक्षिता न न न मया दधि क्रियते तेन पुनश्च अस्माभिः अत्र अस्माभिः अत्र हिन्दीभाषायां पनीरिति वदन्ति तदपि कार्यं मास्तु मास्तु पनीर् कृते क्षीरम् अपेक्षितं पुनश्च भवतां दधि सम्यक् न भविष्यति तद् भवता एव प्रापितं स्थानं स्यात् अस्माकं कृते तु तत् सम्यक् न क्षीरं केवलं भवतः सम्यक् भविष्यति तथा मा भूत् ओ उत्तमम् अतिन्यूनं वदति समीचीनं ते ए टु एव लभ्यते वा न वा सामान्येन एवं सायङ्काले अपेक्षितं पुनः प्रातः अष्टादशदिनाङ्कस्य प्रातःकाले नववादने न न अष्टवादने त्रिंशत् परिमितम् अपेक्षितं हा तत्र तत्र भवता किञ्चित् जलं मिक्स् कर्तुं शक्यते मिश्रणं कर्तुं शक्यते किमर्थमित्युक्ते ते सर्वे बहुकाफ़ीं पि पिबन्ति तदर्थमेव यथा अस्माभिः योज्यं जलं तेन भवता योज्यते चेत् तद् नैव ज्ञायते अस्माकं तस्मात् योजयितारः भवन्तः एव स्युः कति तस्य मौल्यं जलयोजित किं क्षीरस्य अधिकं प्र् अधिकं वदति जलम् अ अधिकं वदति मौल्यम् एवं वा न्यूनं खलु तद्

तथा वा अस्तु तर्हि कश्चन विषयः उच्यते अस्माभिः ग्रामे सर्वे वदन्ति जलस्य योजकाः भवन्तः एव अधिकाः अधिकत्वेन कुर्वन्ति इति एवमस्ति ग्रामे स्यात् स्यात् मया अपि तथैव चिन्तितं अस्तु तर्हि हा नवदशदिनाङ्के अपि अपेक्षितं अस्तु आज्यस्य अपि किं दश किलो अपेक्षितं

हा अपेक्षा विद्यते अस्तु कृपया पूरयन्तु समये सर्वं नियोजितं स्यात् अनन्तरं मया किं प्रश्नः कर्तुं न शक्यते कदा आगच्छति कदा प्रेषयति इत्यादि सर्वं व्यवस्थितरूपेण स्यात् सर्वं